आम् मया स्वनगरे एव बालश्रमिकां दृष्ट्ववती अस्मि तस्मिन् विषये तावत् ते धनं नास्ति इति कृत्वा तेषां उदरपूरणार्थं कार्यं कुर्वन्ति यदि तेषां कृते विद्यादानं क्रियते तर्हि ते विद्या विद्यातः कार्यं सम्पाद्य अथवा उद्योगं सम्पाद्य ततः धनम् अर्जयन्ति ततः धनम् अर्जयन्ति इति कृत्वा ते बालश्रमिकाः भवितुं न गच्छन्ति ये च कर्मधाता दातारः सन्ति ते अपि ज्ञा ज्ञातव्याः अंशाः बहवः सन्ति तत्र यदि अप्राप्तबालकानां कृते कार्यं दीयते तर्हि तत् सर्वकारेण दोषः इति मन्यते अतः तस्य दोषस्य कृते दण्डः अपि दीयेत शिक्षा अपि दीयेत कारागृहवासः अपि दीयेत अतः ये दातारः सन्ति ते प्राप्तवयस्काः वा इति प्रथमं द्रष्टव्यं भवति पुनश्च तेषां पठने सौकर्याय किञ्चित् साहाय्यं कर्तव्यं न तु तेषां कार्यदानम् पुनः बालकाः आधिक्येन अपायकारि वस्तुनिर्माणे नियुक्तः भवन्ति तेषां कृते धनमपेक्षितम् इति कृत्वा ते के के धनं यच्छन्ति तेषां तेषु कार्येषु कर्षितः भवन्ति